हरि ओम् मम नाम शुभकरः गतसप्ताहे एक पाठ्यपुस्तकस्य विक्रयणम् अहं कृतवान् तदहं प्राप्तं परन्तु तत्र बहु दोषाः सन्ति तत्र पुटसङ्ख्याः सम्यक् नास्ति मुद्रणमपि इत्र इतः ततः अभवत् अनन्तरं कानिचन पृष्टभागाः एव न सन्ति तत्र इतोपि यदा पश्यामः तत्र यदा अहं चिन्तितवान् अन्तर्जालपुटे अहं दृष्टवान् तादृश वर्णमय पुष्ट पुटानि न सन्ति एव सर्वं कृष्णवर्णयुतमुद्रणम् एव अहं तत्र पश्यामि तथैव यदा अहं चिन्तितवान् शीर्षकं यः य यदहं दृष्टवान् तत् बहु विषयसंयुक्तः इति अहं चिन्तितवान् परन्तु बहु विषयाः तत्र न्यूनाः सञ्जाताः अतः एतत् सर्वं सम्यक् करोतु इति प्रार्थयामि धन्यवादः